अहम् अहं स्यूतान् बहु इच्छामि किमर्थम् इत्युक्ते तत्र यान् वस्तुनि अहं बहिः गमनस समये स्वीकर्तुम् इच्छामि तान् सर्वान् तत्र स्थापयितुम् एकस्मिन्नेव स्यूते स्थापयितुं शक्यते उदाहरणार्थं छत्रं वा उपहार पेटिकां वा उपनेत्रपेटिकां वा यत्किमपि तत्र स्थापयितुं शक्यते अनन्तरं स्यूतः भिन्नभिन्न वर्णेषु भिन्नभिन्न आकारेषु च लभ्यते अस्माकं यतः अहं स्त्री अस्मि अस्माकं वस्त्रस्य अपेक्षया तान् स्वीकर् स्वीकृत्य गन्तुं शक्यते इति स्यूते स्यूतान् अहं बहु इच्छामि